इष्टतमं पात्रम् इत्युक्ते इतिहासतः मह्यं कुन्तिपात्रम् एव रोचते किमर्थं चेत् कुन्तिदेवी एकाकी भूत्वा सा एका महिला सा तस्याः पतिः मृतवान् पञ्चाः पुत्राः पञ्चपुत्रान् कथम् उत्तमरीत्या सा पालनं कृतवती एकत्त्वमपि बोधितवती आसीत् सा कथं सत् विषयान् पाठितवती श्रेष्ठा महिला इत्युक्ते कुन्तिदेवी इत्येव वक्तव्यम् इत्येव मम चिन्तनम् सा कति कष्टाः आसन् तस्याः जीवने किन्तु सा बहु सुलभबरीत्या बहु कष्टमेव किन्तु बहु कथं सा तस्याः पुत्रान् सत् मार्गं कथं सा बोधितवती आसीत् आ नीतिः धर्मः सर्वं कथं ते आचरणं कृतवन्तः एकाकी भूत्वा बहु उत्तमरीत्या सा पालनं कृतवती आसीत् अतः मह्यं कुन्तिपात्रमेव रोचते